नमस्ते नष्टं चेत् तत्रैव कुत्रचित् भवति भो द्रष्टव्यम् न परितः सर्वं गत्वा अन्वेषणीयम् आसीत् ओ एवं वा अस्तु भवतां यानस्य किञ्चित् डिटैल्स् वदतु भवतः किं नम्बर् वदतु यानस्य लैसन्स् अस्ति वा तव हा बैक् इन्शुरेन्स् किमपि कारितमासीत् वा एवम् एवम् बुलेट् खलु अतः एव नष्टमस्ति कुत्रचित् की कुत्रचित् त्यक्त्वा आगतमासीद्वा किम् एवं कथं क्रियते महोदय तद्दृष्टव्यं खलु ओ एवं वा कति दिनानि अतीतानि आसन् स्वीकृत्य ओहो एवम् एवम् अस्तु अस्तु अन्वेषयामः अपि च तस्य वर्णः कः आसीत् सौण्ड् आगच्छति स्म वा उत सौण्ड् निवारितं वा एवम् हा हा हा एवम् एवम् कुत्र नष्टं तत् बसवनगुडि मध्ये परितः तत्र सर्वत्र दृष्टं वा सम्यक् ओ एवम् वा अस्तु तत्र परितः आपणानि आसन् वा यतः सिसिटिवि दृष्टव्यं खलु एवं वा हा आदौ गत्वा तत् कार्यं करोति वा इति दृष्टव्यं खलु अनन्तरमेव ज्ञायते अस्तु अस्तु पश्यामः किन्तु प्राप्यते प्रायः यदा प्राप्यते तदुत्तरमेव न कुर्वन्तु पुनः की एव तत्र की तत्रैव त्यक्त्वा गमनम् दिनद्वये त्रये यथा प्राप्येत तथा अन्विषामः चिन्ता मास्तु